ये ये स्थानीयकलाकाराः सन्ति वस्तुतः ते सर्वेपि जनाः स्वकीया विविधा कलाभिः कलासंस्कृतेः संरक्षणं कुर्वन्ति यथा अहम् अस्माकं प्रदेशस्य उदाहरणम् यच्छामि यद् अस्माकं महाराष्ट्रप्रदेशस्य पैठणनगरे पैठणी इति नाम्नी शाटिका प्रसिद्धा वर्तते सा शाटिका मूलतः सिल्क् अथवा सिल्क् इत्यनेन तद् निर्मीयते सा शाटिका त पुरा सा शाटिका स्वर्णतारैः अथवा रजत तारैः निर्मिता स्म तर्हि स्माल् स्केल् इण्डस्ट्रीस्द्वारा हेण्ड्लूम् इण्डस्ट्रीस्द्वारा काटेज् इण्डस्ट्रीस्द्वारा ये ये कलाकाराः सन्ति ते तत्र कलासंस्कृतेः रक्षणाय तत्पराः भवन्ति यथा न्यूनातिन्यूनं साधनानि उपयुज्य ते कार्यं कुर्वन्ति यथा पाट् मेकिङ्ग् अथवा क्ले क्ले पाट्स् मेकिङ्ग् अस्ति तद्वत्